अहं तु मम पितुः किञ्चित् यत् श्रुतवती सह जष्पूर् प्रदेशतः वर्ततेः अधुनातन अधुनातन झार्कण्ड्भागे अय रायगढ्जिल्ला वर्तते तत्रैव जश्पुर्नगरं वर्तते सा तस्य मूलस्थानं मम पितुः जश्पूर्नगरमेव तर्हि तत्रस्थ राजा तस्मिन् विषये मम पिता सर्वदा श्रावयति स्म अधुना अपि श्रावयति यतोहि मम पितुः कुटुम्बस्य तथा राज्यवंशस्य अत्यन्तः निकटसम्बन्धः आसीत् तत्रस्थ यः राजा सुजनरायः सः मम प्रपितामहस्य समये आसीत् मम प्रपितामहः राजपण्डितः तस्मिन् राज्ये सुजनरायस्य सभायाम् आसीत् तेन कारणेन सुजनरायविषये किञ्चित् किञ्चित् वक्तुं शक्नोमि यथा मम पिता मां श्रावितवान् एषः सुजनरायः वस्तुतः राज्य राजस्थानतः अस्ति तस्य वंशः राजस्थानीवंशः किन्तु कदाचित् शिकार शिकारवृत्यर्थं वा कार्यस्य इच्छार्थं सः कुत्रापि बहिर्गतवान् तस्मिन् समये यदा सः अस्मिन् प्रदेशे आगतवान् झार्खण्डम् तदा अत्र कोपि अरण्य अरण्यजनानां राज्यमासीत् अनन्तरं तत्रस्थ ये जनः आसन् नागरिकाः आसन् ते तम् राजानं न इष्टवन्तः यतो हि सः सः राजा जनानां सम्यक् पालनं न कुर्वन् आसीत् अतो असन्तुष्टाः जनाः तादृशाः एकसमूहमपि कृतवन्तः तस्य समूहस्य विषये यदा सुजनरायः ज्ञातवान् तस्मिन् समये सः तैः सह मिलित्वा डोमराजः यः अरण्यप्रदेशीयजनः आसीत् रा राजा आसीत् तं परा तस्य पराभवं कृतवान् ए एतेषां यदा विजयः अभवत् ए एतस्य गणस्य यदा विजयः अभवत् तज तदा तदनन्तरम् एषः सुजनराय स्वप्रान्तं प्रति गतवान् यदा सः तत्र गतवान् सः जेष्ठः पुत्रः आसीत् तदापि तत्र कनिष्ठस्य पुत्रस्य केनापि कारणेन राज्याभिषेकः अभवत् यः भ्राता कनिष्ठभ्राता आसीत् सः तु उक्तवान् किं भवान् मम ज्येष्ठः भवान् एव राजा भवतु किन्तु एषः चिन्तितवान् तथा न सम्यक् भाति यतोहि राज्याभिषेकम् अभवत् कनिष्ठस्य सः एव राज्य राजा तेन कारणेन एषः पुनः अस्मिन् झारखण्डप्रदेशे पुनः एतादृशं प्रवासं प्रवासार्थं गतवान् यदा एतस्य प्रत्यागमनं तस्मिन् भागे अभवत् तत्र तत्रस्थ जनाः एतमेव भवान् एव अस्माकं नायकः भवतु राजा भवतु इति प्रार्थितवन्तः तदा राजा सुजनरायः एतस्य तत्र जष्पुरप्रान्तस्य अथवा जष्पुरराज्यस्य पृथकतया गठनम् अभवत् अनन्तरं सः तत्रस्थ राजा घोषितः घोषितः एतस्य रा अनन्तरमः एषः अयं राजा बहुभ्यः वर्षेभ्यः सम्यकतया सामान्यजनानां ये नागरिकाः आसन् तेषामपि पालनं पोषणं कृत्वा कला ज्ञानादिनाम् अत्यन्तं सम्यकतया पोषणं कृत्वा राज्यपालनं कृतवान् अनन्तरं तत्रस्थ ये अरण्यजनाः आसन् तेषामपि उत्तमतया नियोजनं सः कृतवान् ता तान् जनान् सह न बहिर्त्यक्तवान् वा तेषां विषये मनसि किमपि अनिष्टं न चिन्तितवान् तेषामपि तेषां जीवनं यथा ते इच्छन्ति तादृश स्वमन्त्रीं सूचयित्वा पालितवान् अरण्यजनान् अपि तदनन्तरं तस्य पुत्रः अपि तत्र राज्यपालनं कृतवान् अधुना अपि तस्य वंशस्य जनाः आधुनिक राजनीतौ अपि स्वीकुर्वन्ति